वयं गौडसारस्वतब्राह्मणाः स्मः अतः अस्माकं पाकपद्धतिः तु अन्येषां पाकपद्धतेः अपेक्षया किञ्चित् भिन्ना एव इदानीं तु आम्रफलस्य अपि च फनसफलस्य कालः तत्र वयम् आम्रफलस्य उप्करी इति किञ्चित् खाद्यं कुर्मः तत्र मधुरं भवति एतस्य कृते तु मध्यमपक्वानि लघूनि आम्रफलानि स्वीकरणीयानि तदनन्तरं सम्यक् प्रक्षाल्य तेषां त्वक् निष्कास्य सम्पूर्णम् आम्रफलमेव एकस्मिन् पात्रे संस्थाप्य तत्र जलमपि स्थापयित्वा चूल्यां सम्यक् क्वथनीयम् क्वथनस्य क्थनस्य अनन्तरं यदा क्वथितं भवति तत् तत्र एकं वा द्वयं हरितमरीचिकामपि स्थापयामः यदा आम्रफलानि किञ्चित् पक्वानि भवन्ति तदा तस्मिन्नेव किञ्चित् लवणम् अपि च किं रुचि अनुसारं किं गुडमपि संस्थाप्य पुनः सम्यक् क्वथनीयम् यदा गुडं सम्यक् मिक्स् भवति तदा चुल्लीतः निष्कास्य तस्मिन्नेवम् एकं व्याघरणं स्थापनीयं व्याघरणस्य निमित्तं तु किं एकस्मिन् पात्रे किञ्चित् तैलम् उष्णीकृत्य तस्मिन् सर्षपः किञ्चित् रक्तमरीचिका एक् एका मरीचिका पर्याप्ता भवति किञ्चित् माषः अपि च करीपत्राणि एतत्सर्वं संस्थाप्य साक्षात् आम्रफलस्य पात्रे स्थापयामः चेत् आम्रफलस्य उप्करी खादितुं सज्जा भवति